अहं सुकन्या इति अहं एकं कार्यानम् इदानीं बुक् कृतवती तत्र समीपे किमपि आटो यानादिकं लभ्यते वा अहं इतः मङ्गळूरुपर्यन्तं गन्तव्यमस्ति तत्र किञ्चित् कार्यमस्ति तत्र आटो यानादिकं लभ्यते इति एकवारं पश्यतु अहं मङ्गलूरुमध्ये तत्र स्टेट् ब्याङ्क् इति प्रदेशं गन्तव्यमस्ति अतः तत्र पर्यन्तं गन्तुं कार्यानापेक्षया आटो यानम् अलं अतः समीपे आटो यानादिकं लभ्यते चेत् कृपया अस्मिन् विळासे प्रेषयन्तु एतदस्ति मम विवरं अतः कृपया अत्र आटो यानादिकं भवतः समीपे यदि अस्ति चेत् प्रषयन्तु धन्यवादः